हरि ओम् कमल कुत्र अस्ति भवान् इदानीं शृङ्गगिरौ अहम् आगतवान् अत्र कोऽपि भोजनालये किञ्चित् मिष्टान्नं लभ्यते वा तस्मात् मम कृते किञ्चित् मिष्टान्नमपेक्षते अहं भोक्तुम् इच्छामि भो भवान् बहिरस्ति वा मित्र अहो अस्तु अस्तु अत्र किञ्चिदपि मिष्टान्नं लभ्यते वा कश्चित् भोजनालये वा ओफ़्लैन् मद् ओन्लैन् मध्ये वा कुत्रापि नाम स्वागि तत् जोमाटो इत्यादि भवन्ति खिल तेषु कुत्रापि लभ्यते वा अस्तु अस्तु समीचीनं समीचीनं अहम् इदनीमेव तत्तेषां कृते ओर्डर् करिष्यामि